अत्र अन्तर्जालद्वारा विशेषेण शिक्षणक्षेत्रे बालकानां जीवने महान् प्रभावः जातः अस्ति सः प्रभावः कीदृशः नाम अस्माभिः ऊहितोपि न शक्यते तादृशः प्रभावः जातः अस्ति प्रथमं तु ते अन्तर्जालेषु कथम् अन्वेषणं कुर्वन्ति नाम छात्राः बहु सम्यक् कुर्वन्ति तत्र छात्राणां याः जिज्ञासाः वर्तन्ते तासां जिज्ञासानां निवारणार्थं बहु शीघ्रम् उपायः लब्धः अस्ति अपि च तैः छात्रैः यदि अध्ययनं कर्तव्यं विशेषतः विज्ञानक्षेत्रे साहित्यक्षेत्रे तदर्थं ग्रन्थालयम् अन्वेष्य गन्तव्यम् इति नास्ति यतः हस्ते एव अन्तर्जालस्य उपयोगः कर्तुं शक्यते इत्यतः ते बहुशीघ्रं तस्य विषये ज्ञातुम् शक्नुवन्ति इदम् एकं मुखम् अपरं मुखं वर्तते अन्तर्जालद्वारा शिक्षणार्थं बहु उपयोगः जातः अस्ति चेदपि अपर क्षेत्रेष्वपि क्रीडार्थम् अधिकम् अन्तर्जाले एवं छात्राः क्रीडन्ति तेन किं भवति नाम छात्राणां बालकानां विशेषेण दैहिक वृद्धिः नैव भवति कुण्ठिता भवति अतः अवश्यं छात्रैः बहिः अपि क्रीडा क्रीडनीया केवलं शिक्षणार्थम् अन्तर्जालस्य उपयोगः कर्तव्यः इति मम आशयः अत्र वर्तते